मया ह्यः प्राप्तः मुद्गरः घनः न अतिलघुः न अतिदीर्घः सुदृढः च वर्तते अनेन मुद्गरेण मया कानिचित् कार्याणि अपि ह्यः साधितानि कार्यकरणवेलायाम् अस्य मुद्गरस्य प्रयोगः नितरां सन्तोषं जनयति मुद्गरस्य विभिन्नाः प्रकाराः यद्यपि सन्ति मया अभीष्टः एव प्रकारः भवद्भिः प्रेषितः इति अहम् अत्यन्तं सन्तोषम् अनुभवामि